हरि ओं मम नाम विश्वनाथः भवती वै कल्याणी खलु हा मम पुत्री वैष्णवी भवत्या पठितमस्ति सङ्गीते कथं सा पठति आं भवती न जानाति अग्रिं वर्षे पुत्तिश्रीरामुलु यूनिवर्सिटि अस्ति खलु तेषां सर्टिफ़िकेट् कोर्स् अस्ति खलु तत्र आं वैष्णवीं प्रेषयितुं शक्यते वा अस्तु अस्तु तर्हि वैष्णव्याः श्रुतिः सम्यगस्ति वा किञ्चिद् कापि भजना अपि पाठयतीति मम प्रार्थना धन्यवादः भगिनी नमस्कारः